अहं कदाचित् प्रवासार्थं सामान्यतः अवकाशं प्राप्नोमि चेत् यत् पद्भ्यामेव गन्तुं शक्यते वयं चारणम् इति वक्तुं शक्नुमः तादृशमेव अहम् इच्छामि तत्र प्रकृतेः मध्ये वयं नूतनतत्त्वानि अपि ज्ञातुं शक्नुमः तत्र प्रकृतेः सौर् सौन्दर्यम् आस्वादयितुं शक्नुमः नूतनानां प्राणिपक्षिणां दर्शनं तत्र गत्वा भोजनादिकं तत्र किञ्चित् क्रीडा इत्यादिकं प्रकृतेः प्रकृतेः मध्ये एव वयं कुर्मः चेत् तत्र वयम् आनन्दम् अत्यदिकं प्राप्नुमः प्राप्नुमः देवालयम् इत्यादिकं क्रियते पुण्यक्षेत्रेषु अपि गन्तुं शक्नुमः किन्तु तत्र गमनार्थं कष्टं कदाचित् स्यात् अतः पर्वते अपि मम इच्छा तु पर्वतादिषु तादृशेषु स्थलेषु गन्तुमेव वर्तते तेन वयं प्रकृतेः तत्त्वानि तत्र विद्यमानानाम् औषधसस्यानां वनौषधानां पुष्पम् इ वनौषधसस्यानां नूतनमूलानाम् इत्यादीनां च परिचयं प्राप्नुमः तादृशविषयेण प्रभावमपि वयं प्राप्तुं शक्नुमः प्रकृतेः मध्ये आनन्दम् अत्यधिकतया शुद्धवायुं तत्रत्य सौन्दर्यम् इत्यादिकं वयम् आस्वादयितुं शक्नुमः इत्यतः अहं प्रवासार्थं चारणमेव अधिकम् इच्छामि तद् शरीरस्य स्वास्थ्यसंरक्षणार्तमपि तत् उपयोगाय भवति इत्यहं भावयामि